वयम् आगस्ट् मासस्य द्वादशदिनाङ्के तिरुपतिं परितः भ्रमितुम् इच्छामः भवतः पार्श्वे कीदृसं यानम् अस्ति बोलेरो एतादृशं यानम् अस्ति वा वयं षड्जनाः तत्र गन्तुम् इच्छामः अस्माकं पार्श्वे बस्तुनी अपि सन्ति अतः वयं वस्तुनि तत्र स्थापयितुं शक्नुमः वा